हरिः ओम् अहं प्रसादः अस्मि मया इदानीम् ओला केब् बुक् कृतमस्ति परन्तु तस्य लोकेशन् इदानीमपि गडमन्दिरे एव दर्शयति मया शीघ्रतया नागपुरं गन्तव्यमस्ति सः एतावत् विलम्बं करोति चेत् मया गन्तुं न शक्यते अहम् अपरां व्यवस्थां कल्पितवान् तत् केब् अहम् इदानीं केन्सल् कर्तुम् इच्छामि तद् अहं न स्वीकरोमि